अहं सामाजिकमाध्यमेषु नृत्यस्य विडियो स्थापयितुं शूटिङ्ग् कदापि नैव करोमि परं मह्यं नृत्यं रोचते तत्र आसक्तिः अस्ति इत्यस्मात् स्वयम् अहं यत्किमपि गीतं यदि इष्यते तर्हि यत्किमपि नृत्यं नृत्यशैली मह्यम् इष्यते चेत् अवश्यम् अहं तस्य अभ्यासं करोमि स्वयम् एकं विडियो कृत्वा संस्थापयामि परं सामाजिकमाध्यमेषु नैव स्थापयामि परं ये च मम मित्राणि मम प्रियबान्धवाः सन्ति तेभ्यः अहं वैयक्तिकरूपेण मया कृतं विडियो अवश्यं प्रेषयामि